सुप्रभातं भगिनि कथम् अस्ति भवति

अवश्यं करोमि भगिनि प्रथमतया भवती उत्थाय एतत् उष्णं जलं पिबतु अथवा निम्बकचायं पिबतु अनन्तरम् एकघण्टानन्तरं वा सार्धैकघण्टानन्तरम् एतत् किं वदामः आमव्यञ्जनानां मिश्रणं किञ्चित् खादतु तत्र उर्वारुकं गृञ्जनकं भिण्डिः धान्यादिकं मिश्रीकृत्य भवती उपयोक्तुं शक्नोति तत् तदनन्तरम् घण्टाद्वयं किमपि मा खादतु परन्तु मध्ये किञ्चित् एतत् पिबतु भगिनि किं तक्रं वा अथवा नारिकेलजलं वा पिबतु तदनन्तरं मध्याह्नवेलायाम् एकवारमेव भोजनं करोतु तत्र एकं मधुरम् अपि तत्र योजयितुं शक्नोति भवान् भवती

तत्र प्रमाणं तु इदानीं ग्रीष्मकालः इति कारणेन द्रवपदार्थः अधिकः भवतु अपि च घनपदार्थः न्यूनः भवतु तत्रापि एक सार्ध एकघण्टा वा घण्टात्रयं वा भोजनान्तरं किमपि मा खादतु तदनन्तरं भवती एतत् प्रियाङ्गुः वा कोद्र् कोद्रवः वा खदितुं शक्नोति परन्तु तदपि भगिनि स्मरतु ऋतु अनुसारम् अत् अ अपि च प्रदेशानुगुणम् एव खादितव्यम्

अवश्यं खादितुं शक्नोति परन्तु सप्ताहे एकवारम् एव अनन्तरं मध्याह्नभोजनसमये अपि च य यदा कदापि भवती खादति चर्वणं सम्यक् करणीयम् अपि च भगिनि

अस्तु अपि च भगिनि सायङ्काले भवती अङ्कुरधान्यानां मिश्रणं खादितुं शक्नोति रात्रौ तत्र कलायः अपि मिश्रि मिश्रितुं शक्नोति भवती तदपि पट्टिकां दास्यामि तत्र शुष्कफलानि खर्जूर द्राक्ष भल्लातक इत्यादीनि तत्र स्थापयित्वा भवती कर्तुं शक्नोति अन्ते च यदि भवती निद्रां प्रति गच्छति तदा पुनः एकवारं तत् किं वदामः हरीतकी इत्यादि चूर्णानां क्षीरे स्थापयित्वा तत्किञ्चित् पीत्वा निद्रां कर्तुं शक्नोति भवती

अवश्यं भगिनि अवश्यं सूचयामि धन्यवादः